मम इष्टतमानि लेखनप्रकरणानि इत्युक्ते प्रतिदिनं तु वार्तापत्रपठनं भवति एव परम् कथा पठनम् इति मम ब् मह्यं बहु रोचते आजीवनम् अहं तदेव पठितुम् इच्छामि इत्युक्ते प्रतिदिनम् एका वा कथा वा एवम् सद्यः तु अहं पुस्तकं पठितवती कथापुस्तकम् इति इदानीं वर्तमानपत्रे याः कथाः आगच्छन्ति ताः एव पठामि यथा अस्माकं सम्भाषणसन्देशे कथाः भवन्ति ताः पठामि अनन्तरं संस्कृते संस्कृते वा साप्ताहिकेषु याः कथाः भवन्ति ताः पठामि यतो हि मह्यं बहु रोचते अतः दीर्घकथा अपि रोचते परं तत् तत्र तदर्थं बहुकालः अपेक्ष्यते अतः लघुकथाः पठामि लोककथा मह्यं बहु रोचते अतः तत्र अधिकम् अवधानमस्ति मम बालानां कृते कथानां कथनमपि सम्यक् शक्यते खलु अतः कथापठनमेव अधिकं रोचते मम महाविद्यालयकाले अत्र कथापठनविषये अहं स्पर्धासु अपि भागं गृहीतवती आसम् तत्र क्रमाङ्कम् अहं प्राप्तवती आसम् अतः रुचिकरविषयः सः एव मम अस्ति इत्युक्ते चित्रपटेषु अपि कथाः भवन्ति तस्य प्रदीर्घकथा भवति सा तस्य वाक्यत्रयेषु अहं कथनं कर्तुं शक्नोमि एवं मम कथाविषये रुचिवर्धनं वा रुचिपूरणं भवति